हलो

आ हरि ओम् आ हरि ओम् आ सत्यं बस् बुक्किङ्ग् सेण्टर् अस्ति

रात्रिसमये वा दिवासमये वा सप्तमदिने सप्तवादनान्तरं वा

हा एकनिमिषं एकनिमिषं दृष्ट्वा वदामि आ सप्तवादनानन्तरम् इत्युक्ते सार्ध अष्टवादने एकं यानम् अस्ति तत्तु सेमिस्लीपर् अस्ति स्लीपर् नास्ति तदनन्तरं दशवादने एकं स्लीपर् यानम् अस्ति हा दशवादने तत् प्रातःकाले तत्र चन्नैनगरं प्राप्स्यते आ सार्द्धपञ्चवादनात् षट्वादनात् मध्ये प्राप्स्यते पञ्च सीट् इत्युक्ते मिलित्वा आवश्यकं वा सिंगल् अवश्यकं वा

आम् पश्यामि पश्यामि अस्ति वा इति ओ सिङ्गल् सि सि सिंगल् सीट् नास्ति इत्युक्ते द्वयं द्वयं मिलित्वा कर्तुं शक्यते अन्यः एकः अड्जस्ट् करणीयं भवति महिलानां अड्जस्ट्मेण्ट् कर्तुं शक्यते एकस्य मूल्यं वा स सप्त सप्तशतं भवति

आ वदतु

एकं एकं पञ्च अष्ट शून्यं सप्त

त्रीणि पञ्च

आ आ आ इदानीं टिके टिकिट् बुक् करोमि तदनन्तरं सीट् कन्फर्मेशन् मेसेज् अपि आगच्छति तदनन्तरं अरैवल् स्थानमस्ति यशवन्तपुरम् यशवन्तपुरतः तद् मजेस्टिक् द्वारा गच्छति हा भवती कुत्र आगच्छति यशवन्तरे आगच्छति वा मजेस्टिक् आगच्छति वा हा मजेस्टिक् आगच्छन्तु चिन्ता नास्ति अरैवल् टैमिङ्ग्स् भवति भवतः एकादशवादनं भवति अत्र यशवन्तपुरतः दशवादने बस्यानं गच्छति तदनन्तरं एकदशवादने तत्र मजेस्टिक् प्राप्नोति आ आवश्यकं किन्तु ट्राफिक् भवति चेद् तावद् समयः आवश्यकं अस्तु अस्तु

अस्तु धन्यवादाः